अहम् अन्यजनस्य गृहोद्यमनिर्माणे साहाय्यं न कृतवान् परन्तु तत्र सूचनादिकं दत्तवान् कथं करणीयं कथं सज्जा करणीया इत्यादिकविषये सूचनां दत्तवान् परन्तु अहं गृहे उद्याननिर्माणे साहाय्यं कृतवान् मातुः कृते मम मातुः उद्याननिर्माणकाले अहं किञ्चित् गत्वा तत्र पौष्टिकादिकं अथवा मृत्तिकायाः स्थापनं तृणं शुष्कतृणस्य स्थापनम् इत्यादिकं साहाय्यङ्कृतवान् जलसेचनं वा अन्यत् किमपि न जानामि उद्याननिर्माणे पुष्पोद्यानं द्रष्टुं सुन्दरं भवति कायतु पुष्पोद्यानं समीचीनम्